मम नगरे ग्रन्थालयः अस्ति अहं च तत्र ऐतिहासिकानि पुस्तकानि पठितुम् इच्छामि मुख्यतः यत्र महाभारतरामायणादिग्रन्थे यानि पात्राणि सन्ति तेषां विषये यानि पुस्तकानि सन्ति तानि विशेषतः पठितुम् इच्छामि